अहं हैद्राबाद् नगरे वसामि हैद्राबाद् नगरे अपि मम गृहं टेक्नालजी औद्योगिकस्थाने भवति अतः विद्युत् नास्ति इति कदा न भवति यद्यपि आन्तरिककारणेन विद्युत् न भवति तद्यपि किञ्चित् समयमेव न भवति शीघ्रमेव आगच्छति अतः अहं बहुकालं विद्युत् क्लेशः न अनुभवामि विद्युत् विच्छेदनस्य कारणं भिन्नभिन्नऋतुषु कदा भवति इति एक्स्प्लैन् करोमि ग्रीष्मः चैत्रः ऋतौ चैत्रः एवं ग्रीष्मर्तौ ए सि उपयुक्तं न कर्तुं शक्नति शक्नोति जन्रेटर् सहायेन व्य अपि व्यञ्जनम् अधिकसमयं न भवति तदेव समस्या वर्षर्तुः तत्र पात्रप्रक्षालनयन्त्रं वस्न् वस्त्रप्रक्षालनयन्त्रं न चलति स्वयमेव करणीयं तत्रापि वस्त्रशुष्कीकरणं बहु क्लिष्टकरं भवति तदेव समस्या तत्र